भारतीयशास्त्रीयनृत्यानां शिक्षणक्रमः शास्त्रीयनृत्यानां शिक्षणक्रमः गुरुमुखात् एव अत्र भारतीयः संस्कारः अस्ति गुरुः गुरुः मुखात् विना शास्त्रीयनृत्यविषये भवति अ ततः भावम् अनुसृत्य शृङ्गाररसे अत्र जयदेवः पद्मावतिः ओरिसामध्ये आसीत् खलु गीतगोविन्दं रचितवन्तः यदि मनसा नर्तनीयम् इति जयदेवः पद्मावतिम् आदिशति मनसि यत् भावम् उद्भवति तत् अनुसृत्य भव् भवती नृत्यं करोति इति आदिशति तत् सामान्यतया सर् सर्वेषां कृते न उद्भवति एव तत् विहाय स् स् गुरुमुखात् एव शास्त्रीयनृत्यशिक्षणक्रमः अस्माकं पद्धत्याः अस्ति अतः गुरुमुखेन एव शास्त्रीयनृत्यानां शिक्षणं प्रापणीयम् इति प्त्ल् अस्माकं गुरुकुलपद्धतिः अस्ति तद् विहाय निश्चयेन न आगच्छति तत् शास्त्रीयनृत्यरीत्या न भवति सामान्यतया तत् सामान्यं स चलनचित्रम् एव च सर्वे नृत्यं नृत्यं नृत्यं कुर्वन्ति खलु सामान्यतया तत् भवति एव शास्त्रीयनृत्यविषये गुरुमुखात् एव पठनीयं स्मरणीयं न् नृत्यं करणीयम् इति